तव शास्त्रस्य अध्ययनस्य स्वरूपं किम् आबाल्यात् अहं संस्कृतम् अधीतवान् षष्ठीकक्षातः आरभ्य काव्यानि नाटकानि अधीतवान् तस्मिन्नेव समये पाठशालायाम् व्याकरणशास्त्रम् प्रविष्टवान् तत्र केवलं लघुसिद्धान्तकौमुदी आसीत् लघुसिद्धान्तकौमुद्याः अध्ययने मम उत्सुकता आसीत् तदनन्तरम् अहं तद्विहाय केवलं साहित्यशास्त्रम् अधीतवान् साहित्यशास्त्रे प्रतापरुद्रीयम् आरभ्य कुन्तकस्य वक्रोक्तिजीवितं मम्मटस्य काव्यप्रकाशः आनन्दवर्धनस्य ध्वन्यालोकः जगन्नाथपण्डितराजस्य रसगङ्गाधरम् तदनन्तरं भरतमुनेः नाट्यशास्त्रे रसाध्यायम् एवं साहित्यशास्त्रं किञ्चित् अधीतवान् मम व्याकरणशास्त्रे अभिरुचिं दृष्ट्वा गुरुचरणाः पुनः माम् व्याकरणशास्त्र अद् अध्ययनाय शोधितवन्तः प्रचोदितवन्तः तस्मात् पुनः सिद्धान्तकौमुदीम् आरभ्य अष्टाध्यायी काशिकया सह तदनन्तरं महाभाष्यं किञ्चित् अध्येतुं प्रयत्नं कृतवान् तदा एव अहम् पाणिनेः अनन्तरम् ये ये व्याकरणपण्डिताः नैकान् ग्रन्थान् लिखितवन्तः उदाहरणार्थम् जैनेन्द्रव्याकरणम् हेमचन्द्रव्याकरणं चान्द्रव्याकरणं ततश्च सरस्वतीकण्ठाभरणं सारस्वतव्याकरणम् इत्यादी ग्रन्थान् अपि द्रष्टुम् अभ्यसितुं गुरूणां कृपया कश्चनः अवकाशः लब्धः शास्त्रस्य अध्ययनन्तु क्लिष्टतरं भवत्येव किन्तु यदि उत्साहेन शास्त्रस्य शास्त्रस्य अध्ययनम् प्रति उन्मुखाः भवामः तर्हि तत् नैव क्लिष्टतरं भवति इत्यत्र न सन्देहः तस्मात् अहं व्याकरणशास्त्रे कदाचित् पाणिनेः अष्टाध्यायीम् अनुसृत्य लिखितं भोजमहाराजस्य सरस्वतीकण्ठाभरणं दृष्टवान् भोजमहाराजः अपि सरस्वतीकण्ठाभरणम् अष्टसु अध्यायेषु एव लिखितवान् किन्तु महाभाष्यस्य काशिकायाः अन्येषाञ्च व्याकरणानां सारं गृहीत्वा सरस्वतीकण्ठाभरणं निर्मितवान् तत्तु बृहत् ग्रन्थः वर्तते किन्तु पाणिनेः अष्टाध्यायीम् अनुसृत्य भट्टोजीदीक्षितेन सिद्धान्तकौमुदी या रचिता अस्ति तत् आधारीकृत्य सर्वत्र व्याकरणशास्त्रस्य अध्ययनं प्रचलति इति कृत्वा सर्वे पाणिनीय अष्टाध्यायीम् एव अधिकतया अध्येतुम् इच्छन्ति अन्यानि व्याकरणानि यानि सन्ति तानि तु केवलं शास्त्रे विलसन्ति शास्त्रस्य अध्ययनं ये कुर्वन्ति ते एव जानन्ति किन्तु शास्त्रस्य अध्ययनं शास्त्राणाम् अध्ययनम् अत्यावश्यकम् अतः भारतदेशेस्मिन् जनाः तत्रापि छात्राः शास्त्रस्य अध्ययन उन्मुखीनः भवन्तु इति मम विचारः वर्तते